अहं यदा विद्यार्थी आसं तस्मिन् समये योगकक्षासु भागं गृहीतः आसम् जीवनशिक्षणं अध्ययनशिबिरम् इति स्वर्णवल्ली श्रीसंस्थानपरतया आयोजितम् आसीत् तदा तत्र मया भागं गृहीतं प्रतिदिनं पञ्चवादने उत्थाय सार्धपञ्चवादनतः योगाभ्यासः भवति स्म तत्र सुधिरपराञ्जपेमहोदयः योगशिक्षकः आसीत् योगशास्त्रे पटुः सः अस्मान् पाठयितः स्म यथा तेन उच्यते तथा एव वयं योगाभ्यासं कुर्वन्तः आस्म प्रतिदिनं निश्चितरूपेण योगाभ्यासः यदा प्रचलति तदा तत्र अभिवृद्धिः प्रतिदिनम् अस्माकम् अनुभवपथे पथे अनुभवपथे एव आगच्छति यदि वयं गृहे अभ्यासं कर्तुम् आरभामः आरभामहे तदा कथं कर्तव्यं कथम् अभिवृद्धिः प्रतिदिनं जायमाना अस्ति तद् ज्ञातुं सम्यक् न शक्नुमः किन्तु पश्चात् यदा आरेसेस्कार्यालये अन्यकार्यनिमित्तं मया वासः कृतः तस्मिन् समये तत्रत्यैः सः सेवाधुरीणैः सः योगाभ्यासकरणस्य अवसरः प्राप्तः तस्मिन् समये ते अपि मम मार्गदर्शकाः आसन् कोप्पळनगरे धुण्डिमहोदयः इति कश्चनः योगशिक्षकः मम योगशास्त्रस्य सम्पूर्णम् सम्पूर्णतया प्र परिचयं कर कारयितुं प्रयत्नं कृतवान् सः अत्यन्तम् उत्तमतया योगशास्त्रस्य पाठनं कृतवान् योगाभ्यासं च कारितवान् तेन अहम् अधुना अपि स्वस्थः अस्मि